तत्र चिकित्सालये आम्बुलेन्स् इत्यादि अत्यावश्यकानि वाहनानि अस्माकं कृते केवलम् एकस्य जनस्य कृते किमपि किमपि किमपि वाहनं व्यक्तिः किमपि व्यक्तिः असुखं वा आगच्छति चेत् तस्य कृते के केवलं च चालयित्वा एव चिकित्सालयं गत्वा चिकित्सां प्राप्नोति तस्य तस्य शेषः न भवति न न आसीत् तत्समये केवलं एतादृशस्य वाहनस्य आवश्यकता अस्ति किन्तु के कानिचन चिकित्सालये तत् नास्ति सर्वे समये एतत् लभ्यते किं वाहनस्य लभ्यता न न न्यूनः अस्ति केवलं न्यूनमस्ति तत्र वैद्याः केवलं वा वैद्याः अतः अतिसूक्ष्मरूपेण सर्वेषां कृते चिकित्सा न देया ते सा ते तेषां कृते किं समयः अस्ति चेदेव आगत्य परिशोधनं क्रियते नास्ति चेद् एवं रुग्णः रुग्णः अतीव अतीव पीटयः एव तत्र उपविशन्ति इति केवलं चिन्ता अपि वैद्याः न चिन्तयति तेषां स्थाने वैद्याः चिन्तनमपि न कर्तुं शक्यन्ते ते न क्रियन्ते तदेव एका एकं नेगटिव् मार्क् इति वक्तुं शक्यते अनन्तरं चिकित्सालये जनाधिक्यम् इदानीं सर्वेषु सर्वेषां सर्वेषां जनानां कृते रोगपीडा अस्ति नूतनकाले जनाधिक्यं जनाधिक्यं कियत् वर्धन्ते तत् ततोऽपि वर्धन्ते रुग्णाः ततः तेषां कृते इतोऽपि सेवना सा सेवनम् आवश्यकम् इति एका चिन्ता अपि तत्र नास्ति तत्र नास्ति इति चिकित्सालये तद् नास्ति ते तेषां तस्य निमित्तं किमपि किमपि कर्तुम् उद्ध्युक्ताः उद्ध्युक्ताः सन्ति चेत् तद् इतोऽपि बहु सुन्दरता शक्यते